नमस्काराः अहम् अवदेशः अहम् एच् पी नामधेयस्य कम्पनी तः एकं लेप्टाप् स्वीकृतवान् आसम् एतस्य ध्वनियन्त्रं सम्यक् अस्ति मूषकः मौस् अपि उत्तमं कार्यं करोति अनन्तरं स्क्रीन् मेन्फ्रण्ट् अपि कार्यं सम्यक् करोति चित्रग्राहकः तु उत्तम अस्ति नाम यथा मया अचिन्तयम् अहं यथा अचिन्तयं तथा एव अस्ति तदर्थम् एच् पी कम्पनी कृते धन्यवादः